जुलै मासस्य विंशतिः दिनाङ्कः अष्टाधिकद्विसहस्रं फ़ेब्रवरि मासस्य दशमः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रं जनेवरि मासस्य तृतीयः दिनाङ्कः चतुर्विंशत्यदिकद्विसहस्रं मार्च् मासस्य पञ्चमः दिनाङ्कः विंशत्यधिकद्विसहस्रं जुलै मासस्य प्रथमः दिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रं फ़ेब्रवरी मासस्य चतुर्थः दिनाङ्कः अष्टाविंशत्यधिकद्विसहस्रम्